गृहोद्यानं परिपालयितुम् अधिकधनं नापेक्ष्यते यतोहि तत्र अल्पमौल्यम् एव आवश्यकं कारणं वयं स्वयमेव तत्र कार्यं कर्तुं शक्नुमः यत् तत्र सम्मार्जनं वा जलपूरणं वा इतोपि यत्किमपि कार्यं भवति तद्यदि वयं स्वयमेव कुर्मः तर्हि तत्र अधिकधनस्य आवश्यकता न भवेत् किन्तु यदि बृहत् उद्यानं यदि भवति तर्हि तत्र धनस्य अपि अपेक्षा अधिका एव भवति कारणं तत्र कार्यं का कार्यकर्तॄणाम् अपि आवश्यकता भवति तर्हि तत्र अधिकतया यत्किमपि साधनं भवति तदपि अधिकम् अपेक्ष्यते किन्तु सः अल्पं गृह उद्यानं यदि वयं स्वयमेव तत्र कार्यं कृत्वा तस्य परिपालनं कुर्मः तर्हि बहु मूल्यं न अपेक्ष्यते इति मम मतम् अस्ति